अतः पृष्ठः भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिकाम् अथवा ल्याप्टाप् प्रधानम् इत्यादयः योजनाः सन्ति तादृशाः योजनाः कार्यं कुर्वन्ति वा इति आम् कथम् इति चेत् मया एव यदा सर्वकारीय शालायां यदाहं लघ्वी आसं तदा पठामि स्म तदा मया अपि द्विचक्रिकां प्राप्तं वर्तते तत्र तु